नमस्ते ओलो केब् सेण्टर् महोदेभ्यः नमस्कारः अहं भवताम् दैनन्दिनी ग्राहिका अस्मि भवताम् यानेन तदा तदा गच्छन्ती भवामि साम्प्रतम् अहं मङ्गलूरु तः सुब्रह्मण्य गं गन्तुम् इच्छामि यदि अहम् दैनन्दनीग्राहिका भवामि तर्हि मम किञ्चित् डिस्कौण्ट् कर्तुं शक्नोति इति अहं प्रार्थनां कर्तुं इच्छामि दिनद्वयनन्तरं इत्युक्ते अष्टादशदिनाङ्के मया मङ्गलूरु तः सुब्रह्मण्यं प्रति पित्रा सह गमनीयम् अस्ति अत कृपया किञ्चित् धनं प्रतिदिनस्य अपेक्षया न्यूनं कृत्वा ददातु इति पृच्छामि प्रार्थनां करोमि